हेलो नमो नमः जी अस्माकं पुस्तकालयेः बौद्धदर्शनस्य पालि भा पालि अच्छा संस्कृतबौद्धदर्शनस्य बहवः पुस्तकानि सन्ति तेषु प्रमाणवार्तिकाः आधिगम्यकोशः चतुश्शतकम् एवमेव अभिसमयालङ्कारः इत्यादीनि बहवः पुस्तकानि सन्ति अत्र उपलभ्यन्ते आचार्य असङ्गस्य विज्ञप्तिमतकसिद्धिका न न असङ्गस्य अभिसमयालङ्कारः एव सन्ति सूत्र अलङ्कारः एतत् पुस्तकं नास्ति अत्र न न एतदपि नास्ति अत्र नास्ति आचार्यवसुबन्धुः वज्रगणः वज्रगणस्य एकः एव ग्रन्थः सन्ति प्रोफेसर् वंशुध्वज् महोदयेन लिखितम् एकः मूलग्रन्थः न इदानीं न लभ्यते अत्र न एतद् न सन्ति महोदय ह ह शोधपत्रिका अत्र एका एव अस्ति धीपत्रिका अस्ति सारनाथतः केन्द्रीय तिरुपति विश्व विश्वविद्यालयस्य एका एव पत्रिका सन्ति तस्य नाम धीपत्रिका धीपत्रिका इति अन्ताराष्ट्रीया तु इदानीं पर्यन्तम् एका एव नास्ति अत्र एवमस्ति महोदय पत्रिका एवं केवलं धीपत्रिका एव उपलभ्यन्ते लख्नौतः पालिप्राकृत अनुशीलनम् त्रिपिटकस्य यः संस्कृते छाया प्रेषितं तत्र लख्नौपरिसरतः ए ते एव सन्ति अत्र नलन्दा संस्करणमपि नास्ति महोदय नास्ति इदानीं नास्ति अत्र त्रिपिट त्रिपिटकस्य केवलं लख्नौतः यः संस्कृतछाया तत्र प्रेषितं तत् तदेव सन्ति तस्य अतिरीक्तं किमपि न लभ्यते अत्र अस्मिन् पुस्तकालये आं महोदय भवति किं महोदय अच्छा भोट् भाषायां भोट् भाषायां तु केवलम् इदानीं त्रिपाठिपाठमालाः एव अस्ति अत्र हा त्रिपाठिपाठमाला तु अस्ति अत्र अन्ये ग्रन्थाः नास्ति ग्रन्थाः न सन्ति अत्र आं महोदय आं महोदय